अस्मिन् चन्नैनळ्ळी प्रदेशे यत् बहु विक्रीतमस्ति आहारः एवं तथा तत्र तत्प्रदेशे यद् रुचिकरं वर्तते तद् आनीय तथा स्वीट् तद् मधुरं वा भवतु एवम् आम्रं वा भवतु तद् स्विग्गी ज़ोमेटोज़् द्वारा आनयन्तु